संस्कृतभाषा सर्वासु भाषासु मातृभाषा अस्ति अतः अन्यप्रादेशिकभाषायाः प्रभावः संस्कृतस्य उपरि अधिकं नास्ति किन्तु संस्कृत आदरग्रन्थाः रामायणं माहाभारतम् इति अस्ति तेषु ग्रन्थेषु तथा अन्वयार्थे प्रादेशिकप्रभावः बहवः अस्ति उदाहरणार्थं दक्षिणभारते कम्बरामायणम् इति प्रसिद्धः अस्ति परन्तु उत्तरभारते तुलसीरामायणम् इति प्रसिद्धः अस्ति तासु कथासु किञ्चित् भिन्नः अंशः अस्ति मूलः एक एव अस्ति अतः मम अभिप्राये संस्कृतिभाषिका संस्कृतप्रादेशिकभाषायाः प्रभावः संस्कृतभाषायाः उपरि किञ्चित् न्यून एव इति अहं मन्ये